सद्यः काले बहु उपोजक् उपयुज्यमानाः एप् विशेषाः फ़ेश्बुक् वाट्सेप् ट्वीटर् इंस्टाग्राम् सन्ति अस्याः दूरवाण्याः उपयोगेन लाभः अपि च हानिः अपि सन्ति पूर्वं यदा दूरवाणी नासीत् तदा जनाः पत्रद्वारा संवादं प्रेरयन्ति स्म परन्तु वर्तमाने दूरवाणी आगमनेन अस्माकं पत्रविशेषस्य आवश्यकता नास्ति अतः अल्पकाले दूरदूरान्ते सम्वादं स्थापयितुं च सूचनानाम् आदानप्रदानं वा कर्तुं शक्नुमः अत्यधिकव्यवहारेण मार्गेषु गमनसमये ध्यानं न दद्मः तथा च वयं दुर्घटनां सम्मुखीनं भवामः अनेकः जनः अपि दुर्घटनायां प्राणान् त्यक्तवन्तः तत् अतिरिक्तं दूरवाणे अतिप्रयोगात् अस्माकं नेत्रसमस्या मस्तिष्कसमस्या च भवति